एतत् उबर् साहायवाणी संस्था वा अहं गोपाल्तः रेल्यानस्थानं गन्तुं ओलं बुक् कृतवान् आसं परन्तु कारणान्तरेण गन्तुं न शक्नोमि अतः एतत् केन्सल् कृतवान् मया पूर्वमेव एतस्य धनं पूरितं परन्तु एतत् न रिफ़ण्ड् न जातं अतः किं करणीयं किञ्चित् वदति वा